मया कदापि सजीवव्यक्तिम् आदृत्य कदापि चित्रं न कृतं किन्तु सरस्वतीदेव्याः प्रतिमां दृष्ट्वाहम् एकवारं वा बहुवारं तत्र भावचित्रं लिखितवती तत् अनुभवः अपि बहु सुन्दरः आसीत्